आम् अहं प्रतिदिनं ध्यानं प्राणायामञ्च करोमि योगाभ्यासेन मम शरीरस्य स्थितिः बहु सूदृढा अस्ति अहं प्रतिदिनं पञ्चदशनिमेषपर्यन्तं ध्यानं करोमि ततः परं त्रिंशत् निमेषपर्यन्तं प्राणायामं करोमि प्राणायममध्ये अहं लोमवोलोमप्राणायामं करोमि तेन मम श्वासोच्छ्वासे गतिः समयक् भवति पुनश्च मम रक्तसञ्चारोपि सम्यक् जायते पुनश्च मम शरीरस्य यत् एण्टि वैरस् इति यदुच्यते अस्माभिः तदपि सम्यक् अस्ति रोगप्रतिरोधकः क्षमता यत् उच्यते तदपि सम्यक् अस्ति येन मम आरोग्यं वर्धते